अस्माकं देशे अर्थव्यवस्था बहुसमीचीना वर्तते वयं चतुर्विधपुरुषार्थेषु अन्यतमम् अर्थम् अपि अङ्गीकुर्मः धर्मार्थ काममोक्षाख्यचतुर्विध पुरुषार्थाः इति तत्र अर्थस्य बहुमहत्त्वं वर्तते धर्माधारित अर्थस्य सम्पादनं अस्माकं भारतीयपद्धतिः सा एव पद्धतिः चाणक्येनापि प्रतिपादिता अतः अर्थव्यवस्था अथवा अर्थकल्पना चाणक्येन एवं कृतम् धर्माधारित अर्थव्यवस्था इति प्रथमसोपानम् सा व्यवस्था भारतीयसामाजिकविचाराणां मूलाधारं मूलाधारवत् एव इति यतोहि वेदेषु तथैव उच्यते उपनिषदामपि सन् तत्वं तदेव अतः अर्थस्य शुचित्वम् अर्थशुचित्वं बहुधा अनिवार्यम् तत् भारतीयकल्पना एव सा अतः तद् आधारीकृत्य चाणक्यस्यापि अर्थकल्पना प्रतिपादिता वर्तते